मम प्रान्ते वैद्यकीयव्यवस्था बहु सम्यक् अस्ति बहवः चिकित्सालयाः सन्ति उत्तमाः वैद्याः वैद्यकीयव्यवस्थाः अपि उपलभ्यन्ते नानाविधाः चिकित्सालयाः सन्ति नाम अलोपति होमियोपति आयुर्वेद न्याचुरोपति आक्युप्रेशर् आक्युपञ्चर् इत्यादयाः वैद्यकीयव्यवस्थाः सन्ति तस्मात् स सामान्यजनानुकूलि अपि भवति यतोहि केवलम् अलोपति चिकित्सा भवति चेत् सर्वे तां स्वीकर्तुं न प्रभवन्ति ये निर्धनाः सन्ति तेषां कृते कष्टकरं भवति इतरवैद्यकीयव्यवस्था बहु उपयोगाय भवति अपि च तेन सैड् एफेक्ट्स् अपि न्यूनं भवति अलोपति चिकित्सायाः अपेक्षया एतेन किञ्चित् सैड् एफेक्ट्स् न्यूनं भवति अस्मद् गृहे वयं सर्वे आयुर्वेदचिकित्साम् एव स्वीकुर्मः अस्माकं वैद्यः अपि उत्तमः अस्ति न केवलं सः वैद्यः सः वेदाध्ययनम् अपि कृतवान् अस्ति प्रवचन प्रवचनमपि ददाति